क्रीडाः अध्ययनेन सह क्रीडाः भवन्ति चेत् छात्राणाम् उद्विघ्नतायाः निवारणम् अवश्यं भवति अत एव सर्वासु सर्वकारीयपाठशालासु शिक्षणेन सह कोकरिक्युलर् एक्टिविटीस् सा सा कोकरिक्युलर् एक्टिविटीस् इति अत्रापि स्थाप्यन्ति तेन छात्राः क्रिञ्चित् कालं तता क्रीडन्ति चेत् तस्य तेषां यत् यत् उद्विघ्नता भवति तद् दुर्वी भवति पुनः कक्षां प्रति यदा आगच्छन्ति पुनः फ़्रेश् तेषां बुद्दिः किं किं भवति तेषां बुद्दिः निश्चला भवति तेन पुनः अध्ययनं कर्तुं शक्नुवन्ति इति हेतोः सर्वकारीयपाठशालासु तत्र कोकरिक्युलर् एक्टिविटीस् रूपेण क्रीडाः अनिवार्याः भवन्ति एवमेव न केवलम् उद्विघ्नतायाः निवारणम् अपि तु व्यायामः अपि भवति इति मम अभिप्रायः अतः छात्राः अध्ययनेन सह क्रीडाः अवश्यं क्रीडनीयाः एव